भाषायाः इतिहासे संस्कृतभाषा अन्यभाषायाः सांस्कृतिक दृष्ट्या प्रभाविता अस्ति इति मम अभिप्रायः यतोऽहि संस्कृतं पुरातनी पुरातनी भाषा इति कथ्यते इति कथ्यते यतोऽहि ये अत्र अभि ए अत्र अपरः अपि प्रयोगः अपरः अपि दृष्टान्तः अस्ति यत् संस्कृतम् इति संस्कृतम् इति देववाणिः इत्युच्यते यतोऽहि संस्कृते दशलकाराणां दशलकाराणां व्यवस्था अस्ति यत् अन्येषु भाषेषु न दृश्यते एवञ्च संस्कृतभाष् संस्कृतभाषायां द्विवचनम् इति प्रयोगः अस्ति यत् अन्यभाषासु न अन्यभाषासु न दृश्यते दशलकाराणाम् इत्युक्ते किम् इति प्रश्ने लट् लकारः लिट् लकारः लुट् लकारः ल् लृट् लकारः लोट् लकारः लङ्ग् लकारः विधिलिङ्ग् लकारः आशीर्लिङ्ग् लकारः लृङ्ग् लकारः रुङ्ग् लकारः इति एवं प्रकारेण लिङ्ग् लट् लक धातूनां व्यवस्थापि दृश्यते संस्कृते अत्र संस्कृते यथा सुलभतया वक्तुं शक्यते तदा तथा अन्यभाषासु न दृश्यते यतोऽहि इङ्ग्लिश् इति वा उच्यते चेत् तत्र अनेकानि नियमानि भवन्ति यत् संस्कृतं न दृश्यते संस्कृतेऽपि नियमाः सन्ति परन्तु तादृशाः क्लिष्टाः नियमाः न सन्ति इति मम अभिप्रायः एवञ्च संस्कृतं सुलभतया वक्तुं शक्यते एवञ्च सरलतया भा भाषा अपि उच्यते